नमस्ते

अहं गार्डनर् सः ओ मम कृते अहं नूतनं बाल्कनी रेडि कृतवान् अस्मि आ तद् प्लाण्ट्स् प्लाण्ट्स् मलब् प्लाण्ट् स्थापनीयमस्ति प्लाण्ट् आमामाम् ओ मम कृते वस पुष्पम् एकस्थाने पुष्पं कथं लो किं पुष्पं तत्र स्थापनीयं तद् भवन्तः वदन्तु किं समिचीनम् अस्ति आम् आम् किं ओ कियत् टेन् इण्टु ट्वेण्टि किं किं कार्यम् आमामाम् आम् आम् आम् आम् नवग्रवनं तादृशम् आम् आम्

आम् आम् आम् तद् आमां पुनः एकः किं तत्र मम अधः किं जलं तु न आगच्छति खलु सर्वं

आम् आम् आं द्रव्यं तस्य नाम किमस्ति द्रव्यं नाम ओ जले जलनिर्गमनम्

मृत्तिकां स्थापयामः चेत् गच्छति वा

भवन्तः वदन्तु कदा प्रायः परश्वः आं भवन्तः एव आगच्छन्तु परश्वः अथवा प्रपरश्वः पञ्चाशत् सहस्रम् आम् आगच्छन्तु क्लेशः नास्ति आम् आम् आं न न न तावदेव

द्वौ अस्तु अस्तु आम् आं